भारते बह्व्यः कलाः सन्ति सङ्गीतकला नृत्यकला नाट्यकला शिल्पकला अभिनयकला तत्र युवकानाम् उत्साहः तु अवर्णनीयः भवति युवकाः किमपि कामपि कलायां तत्र प्रावीण्यं प्राप्तुम् इच्छन्ति ते पुनः तादृशं परिश्रमम् अपि कुर्वन्ति मम यदि युवकाः छात्ररूपेण यदि शिक्षणं कुर्वन्तः सन्ति तर्ह्यपि ते कलामध्ये प्रावीण्यं प्राप्तुं समयं ददति तेषाम् उत्साहः अवर्णनीयः एव भवति नृत्यकलायां सङ्गीतकलायां सङ्गीतकलायामपि तत्रापि बहवः युवकाः तत्र काव्यलेखनार्थं वा तत्र सङ्गीतनियोजनार्थं वा तत्र ध्वनेः संयोजनार्थं तत्र बह्व्यः तत्र कलाः कलारूपेण तत्र ते शिक्षणं प्राप्नुवन्ति पुनः प्रावीण्यं प्राप्त्वा प्राप्य ते स्वस्य कलायां प्रवीणाः भवन्ति कुशलाः भवन्ति आधुनिके युवकाः पूर्वतनी कला क कला वन्तासु ते अधिकम् उत्साहिनः सन्ति इति मम मतम्